एकदा मम पठनसमये अहम् उक्तलेखनकार्यार्थं मम मित्रं मम मम मित्रं मम गृह् गृहे आहूतवती मम मित्रम् अपि मम ग गृहम् आगतवती वयं मिलित्वा आवां मिलित्वा वयम् उक्तलेखनकार्यार्थं किञ्चित् कृतन्ती आसीत् तत् समये मम गृहस्य समीपे पुरतः एकः शुनकः आसीत् तत् शुनकः मम मित्रस्य पादरक्षाम् नीत्वा कुत्रापि गतवान् अतः मम मित्रं बहु शोकम् अनुभूतवती अ अ तदनन्तरं मम मम पिता तस्याः नूतनाम् एकां पादरक्षाम् आनीतवान् अनन्तरं सर्वं सम्यक् अभवत् सा अपि तस्याः गृहं गतवती